अधुनातनदिने गूगल् वर्तते इति कृत्वा पुस्तकानां क्रयणमेव न भवति न कोपि पुस्तकक्रयणे प्रवर्तते तत्र सर्व् सर्वकारीयशालायां यदवश्यकतया क्रेतव्यमेव भवति तानि पुस्तकान्येव क्रीण् तत्र क्रीणन्ति जनाः अत्र उडुपि नगरे सेकन्ड् हेन्ड् पुस्तकमिति न्यूलमौल्यपुस्तकं वा नास्ति एव एवम् एतादृशपरिस्थितिः अत्र वर्तते